मम गृहस्य समीपे कोपि ग्रन्थालयः नास्ति परन्तु मम गृहः एव एकः ग्रन्थालयः किमर्थं नाम मम आर्यपुत्रः प्राचार्यः अस्ति सः बहुविधानि पुस्तकानि पठति अ तस्य विषयः तु आपणशास्त्रम् अन्ताराष्ट्रीय आपणम् आपणशास्त्रम् एवं भवति परन्तु सः सर्वाणि पुस्तकानि पठति अहमपि तं दृष्ट्वा पुस्तकानां पठनं मम विवाहात् अनन्तरम् आरब्धवती मम सकाशे तेलुगुः पुस्तकानि नाम तेलुगुः माध्यमपुस्तकानि अपि च अनेकानि संस्कृतपुस्तकानि अपि सन्ति प्रत्येकतया व्याकरणपुस्तकानि अनेकानि सन्ति मम पुत्रः अपि पठितुम् इच्छति तस्य कृते वयं अनेकानि पुस्तकानि क्रीतवन्तः एवं मम गृहे अष्ट आधानिकाः सन्ति प्रायः त्रि त्रिसहस्रं पुस्तकानि सन्ति अस् अस्माकं गृहे अहं मम पुत्रं वदामि मम मरणानन्तरं मम नाम्ना एव एकं ग्रन्थालयं स्थापयतु तत्र प्रत्येकतया संस्कृतपुस्तकानि एव स्थापयतु इति सः एवं करोतीति मम आशा अस्ति